नमस्ते महोदय अहं यात्रार्थं गन्तुमिच्छामि किन्तु मम निकटे व्याक्सिनेषन् भौतिकप्रमाणपत्रं केवलमस्ति आन्लैन् माध्यमेन

आन्लैन् माध्यमेन नास्ति मम निकटे अतः भवन्तः तत्र किमपि कर्तुं शक्नुवन्ति वा भवतां निकटे स्केनर् नास्ति चेत् तत्र किमपि अन्यत् किमपि कर्तुं शक्यते वा उपायान्तरमस्ति वा इति किञ्चित् पश्यन्तु उपायान्तरम् अस्ति चेत् तद् मम कृते अनुकूलं भवति इति चिन्तयामि यतो हि मया यात्रा करणीया एव अस्ति इदं मम कृते किम् आवश्यकमस्ति मया अवश्यं गन्तव्यमेव अस्ति अतः कोपि उपायः अस्ति चेत् तत्र भवन्तः किञ्चित् वदन्तु यतो हि भौतिकप्रमाणपत्रं तु मम निकटे अस्ति एव स्केनर् भवतां निकटे नास्ति चेत् सः भवतामेव क्लेशः इति अहं भावयामि यतो हि भवद्भिः स्केनर् रक्षणीयमेव एतादृशं स्थलेषु तस्य अपेक्षा अपि बहु एव भवति अतः किमपि भवन्तः तत्र विचिन्त्य वदन्तु इत्येव अहं वक्तुम् इच्छामि